नवदशदिनाङ्कः सप्तमः मासः सप्ताशीत्योत्तरनवशतोत्तर एकसहस्रतमवर्षः विंशतिः दिनाङ्कः पञ्चमः मासः सप्तषष्टि षष्ट्योत्तर अष्टशतोत्तर एकसहस्रतमवर्षः पञ्चविंशतिदिनाङ्कः अष्टमः मासः षण् षण्णवत्योत्तरनवशतोत्तर एकसहस्रतमवर्षः दशमदिनाङ्कः द्वितीयः मासः चत्वारिंशत्यधिकत्रिशतोत्तरद्विसहस्रतमवर्षः विंशतिः दिनाङ्कः नवमः मासः पञ्चचत्वारिंशत्यधिकत्रिशतोत्तर एकसहस्रतमवर्षः